हरि ओं नमस्ते आमाम् वदतु नास्ति तस्मिन् दिने कार्यक्रमाः सन्ति विवाहः अस्ति तस्मिन् दिने प्रोग्रां बहु अधिकमस्ति एक्ट्रा जनाः तु न सन्ति तथापि किं किम् अस्ति भवत्याः किम् आवश्यकं ओके अस्माकं तु एक एकस्य दिनस्य कृते फिफ्टि थौसण्ड् तावद् भवति नास्ति तावत् न्यूनं कर्तुं न शक्यते परन्तु फिफ्टि तः फोर्टिफै तः न्यूनं तु न भवति फोर्टिफै फोर्टिफै लास्ट् थर्टित्री अस्माकं तस्मिन् दिने षेड्यूल्ड् बहु अधिकमस्ति अतः ओके थर्टिफै पर्यन्तं भवतु थर्टिफै भवतां षेड्यूल् किं किम् अस्ति किं किं षेड्यूल् मध्ये किं किं कर्तव्यं

श्नैप्गन् तर्हि कुत्र कियद् फोटोस् आवश्यकं कीयद् वीडियोस् आवश्यकं ओके कुत्रचित् बहिः गत्वा कुत्रचित् बहिः गत्वा प्रि ओडि शूट् कर्तव्यं वा अथवा भवत्याः गृहस्य पार्श्वे अस्ति वा अथवा अस्माकं स्टुडियो मध्ये क्रियते वा एवं तत्र एडिट् साङ्ग्स् सर्वं कीदृशम् आवश्यकं भवति ओके साङ्ग्स् पुरातनम् आवश्यकं वा मेलोडियस् आवश्यकं वा नूतनं साङ्ग् एव तत्र भवेत् वा ओके तर्हि दशमे दिनाङ्के प्रातः अथवा अष्टमात् गन्तव्यं वा दशमदिनाङ्के आवश्यकं वा आं तर्हि अस्माकं नास्ति अहं न गच्छामि मम कार्यालये कार्यकर्तारः सन्ति द्वौ कार्य कार्यकर्तारौ मया प्रेष्यते ओके ओके थान्क्यू